अस्माकं प्रान्ते अस्माकं यत्र वयम् निवसामः तत्र ग्रीष्मकाले अत्यन्तं सूर्यस्य प्रभावः अधिकं वर्तते तस्मात् तत्र कुलर् इति एकम् उपकरणम् अस्ति तत्तु आदिनं पर्यन्तं चालयितव्यम् अस्माभिः तस्मात् तस्य कुलर् इत्यस्य कृते उपकरणस्य कृते आदिनपर्यन्तं जलम् एव आवश्यकं वर्तते तस्य कृते आदिनपर्यन्तं यदि वयं जलं न स्थापयामः तर्हि तत्र तद् उपकरणं कार्यं न करोति तदनन्तरम् एकम् अस्ति एक्वेरियम् इति अस्माकं गृहे वर्तते तत्र अनेकाः मीनाः सन्ति तस्मिन् एक्वेरियंमध्ये मीनाः निवसन्ति तत्र आदिनपर्यन्तं जलम् एव स्थापयितव्यं यदि जलं न भवति तर्हि मीनानां मृत्यु तु निश्चितमेव तस्मात् तस्य एक्वेरियम् इत्यस्य कृते आदिनपर्यन्तं जलपूर्तिः कर्तव्या